शालायां मम इष्टतमविषयः संस्कृतमेव आसीत् अहम् एकस्य महान् संस्कृतपण्डितस्य पुत्री इति वक्तुं बहु सन्तोषम् अनुभवामि मम रक्तेपि संस्कृतमेव प्रवहति इति वक्तुं शक्यते मम गृहेपि मम पुत्रः पुत्री च संस्कृतं पठितवन्तौ मम पौत्रौ अपि शालायां तु न परन्तु गृहे किञ्चित् संस्कृतं पठितुं प्रयतन्ते संस्कृतं नाम बहु सरळा मधुरा सुललिता भाषा अस्माकं भारतीयसंस्कृतेः पञ्चाङ्गमेव संस्कृतमिति वक्तुं शक्यते रामायणं महाभारतादि अनेकपुराणानि विश्वेपि प्रसिद्धाः महाभारतसदृशपुस्तकं तु कुत्रापि न लभ्यते एव यतः भगवद्गीता विष्णुसहस्रनामादि तत्र स्थापितं महर्षिवेदव्यासेन कालिदासभार भासभारविमाघबाणभट्टादि अनेक कवयः संस्कृतसाहित्यम् अतिश्रीमन्तं कृतवन्तः संस्कृतं विना मम जीवनम् अपि अहं चिन्तितु अपि न शक्नोमि